नमस्काराः नमस्काराः एवं अस्माकं भारतवर्षे द्वादशसंख्याकानि ज्योतिर्लिङ्गानि वर्तन्ते तेषु ज्योतिर्लिङ्गेषु मध्ये प्रधानं ज्योतिर्लिङ्गं भगवतः विश्वनाथस्य वर्तते वस्तुतः भगवतः विश्वनाथस्य यत् ज्योतिर्लिङ्गं वर्तते तत् काश्यां विराजितमस्ति काशी अपि लिङ्गात्मिका एव वर्तते तस्याः लिङ्गात्मिकायाः काश्याः हृदयं वर्तते ज्ञानवापी अत्र ज्ञानवापीक्षेत्रे एव भगवतः विश्वनाथस्य लिङ्गं प्रतिष्ठापितं वर्तते अत्र भक्ताः दर्शनार्थम् आगच्छन्ति कथं तर्हि ज्ञानवापी इत्युक्ते वापी इत्युक्ते सरोवरः तडागः तर्हि ज्ञानस्य अत्र सरोवरः वर्तते तस्मिन् सरोवरे सरोवरे एव भगवान् विश्वनाथः प्रतिष्ठितः वर्तते अत्र भक्ताः दर्शनं कर्तुम् आगच्छन्ति तर्हि भगवतः विश्वनाथस्य दर्शनङ्कृत्वा अथ च ज्ञानवाप्याः जल जलं गृहीत्वा तेषाम् अन्तःकरणं निर्मलं जायते अन्तः अन्तःकरणे निर्मले सति ते स्वजीवने इदं युक्तम् इदम् अयुक्तम् इति युक्तायुक्तत्वविवेकं कर्तुं पारयन्ति अतः अत्र प्रत्यहं लक्षं जनाः दर्शनार्थम् आगच्छन्ति इतोपि भगवतः विश्वनाथस्य महान् महिमा लिङ्गपुराणे दर्शितः वर्तते एवम् अत्र विश्वनाथमन्दिरस्य पार्श्वे एव मया साकं चलन्तु अत्र भगवत्याः अन्नपूर्णायाः मन्दिरं वर्तते तदपि द्रष्टव्यम् अथ च पूर्वस्यां दिशि विशालाक्ष्याः मन्दिरं वर्तते तत् वस्तुतः शक्तिपीठमस्ति अतः तत्रापि दर्शनं कुर्वन्तु तदा एव भवतां काशी यात्रा परिपूर्णा भविष्यति धन्यवादः धन्यवादः